पञ्चदिनानि मम स्मरणे स्मरणायामस्ति मम जन्मदिनं मम स्मरणायामस्ति मम विवाहः मम विवाहदिनं स्मरणायामस्ति मम भर्तुः जन्मदिनं स्मरणायामस्ति मम पुत्रस्य जन्मदिनं स्मरणायामस्ति पुत्र्याः जन्मदिनं स्मरणायामस्ति मातुः मातुः जन्मदिनं स्मरणायामस्ति पितुः जन्मदिनं स्मरणायामस्ति एतद् सर्वं वयम् अस्माकं स्मरणायां स्थापनीयम् इति अहं मन्ये